तत्र आधुनिकतन्त्रज्ञनसाधनं तु बहु उपयोगिकरम् बहु उपयोगिकरं वर्तते तत्र सर्वेषु क्षेत्रेषु तत्रापि करकुशलकलायां तु तत्र महते उपयोगाय कल्प्येत यदि सम्यक् उपयुज्यते चेत् तत्र अधुना एकं तावत् तान्त्रिकमाध्यमेन पदार्थानां क्रयः विक्रयः अन्यस् तावत करकुशल कलातः ये ये ये पदार्थाः निर्मीयन्ते तेष्वपि तत्र यदि तन्त्रज्ञानसाधनम् उपयुज्य निर्मीयन्ते चेत् तर्हि समयः यः तस्मिन् पदार्थनिर्माण सम निर्माणे दत्तः सः न्यूनः भवेत् एतत्र एकम् उदाहरणं वच्मि चेत् तत्र थ्री डि प्रिण्टिङ्ग् इति आगतं तत्र केवलं तत्र सङ्गणके एकं चित्रं संस्थाप्य तस्य तत्र दैर्घ्यं कथं भवेत् विस्तारः कथं भवेत् इति सर्वं संस्थाप्यते चेत् तत्र स्वयमेव प्रिण्ट् करोति त तदुपयुज्य प्रायशः पदार्थाः निर्मातुं शक्यन्ते इति मे मतम्